धार्मिक आचरणं सर्वदापि संस्कृतेः अङ्गमेव भवति तत्र कस्यचित् धार्मिक आचरणस्य संस्कृतिबहिर्भूतता इति कदापि न भवति अतः धार्मिक आचरणानि सर्वदापि सांस्कृतिकमहत्त्ववन्ति एव भवन्ति यथा कुङ्कुमधारणं सन्ध्यावन्दनं देवपूजा इत्यादिकं होमः तादृशं सर्वमपि संस्कृतेः अङ्गं धर्मः संस्कृतिः इत्युभयं अनुस्यूततया गच्छति यथा कुङ्कुमधारणेन अस्माकं आज्ञाचक्रस्य प्रभावः अधिकः भवति अस्माकम् एकाग्रता वर्धिता भवति सन्ध्यावन्दनम् अस्माकम् एकाग्रतायाः मानसिकशक्तेः बुद्धिशक्तेश्च वर्धकं यतः सन्ध्यावन्दने अस्माभिः सूर्यस्य आराधनं क्रियते सूर्यः सर्वदापि प्रकाशकः बुद्धिं प्रकाशयति तस्मात् सन्ध्यावन्दनेन बुद्धिः प्रचुरा भवति इति आशयः तथैव देवपूजा अपि देवानां प्रीत्यर्थम् इत्येकं सत्यं तथैव देवपूजया अस्माकं मनसः निग्रहः भवति देवानां विषये चिन्तनेन अस्माकं मनः मानसिक स्थिरता सम्पन्ना भवति एकस्मिन् विषये एव वद् वयं यदा चिन्तयामः तदानीम् अस्माकम् एकाग्रता मानसिकी स्थिरता च सिध्यति इति सर्वैरपि ज्ञायते एव अतः एव अस्माभिः ध्यानादिकमपि क्रियते तस्मात् धार्मिक आचरणानि सर्वदा संस्कृतेरङ्गभूतान्येव इति मम भाति